मम क्षेत्रे सङ्ग्रहालयः नास्ति बहु दूरमेव अस्ति मम ग्रामतः अतः विद्यालयस्य बालकाः क्षेत्रदर्शनार्थं यदा आगच्छन्ति तेभ्यः द्रष्टुं किमपि नास्ति मया एवं वक्तुं शक्यते अस्माकं ग्रामे एकं नूतनं सङ्ग्रहालयम् उद्घाटनं कर्तुं शक्यते येन च यदि क्षेत्रदर्शनार्थं वा अथवा ग्रामदर्शनार्थं वा छात्राः आगच्छन्ति तेभ्यः आनुकूलं भवति तथा च अस्माकं ग्रामप्रदेशे ये च जी जनाः सन्ति तेभ्यः अपि आनुकूल्यं येन च भवतीति मम अभिप्रायः